मम क्षेत्रे न परन्तु रामटेकनगरे भ्रमणमार्गदर्शकः भ्रमणशङ्कूला च अवश्यमेव उपलभ्यन्ते अत्र मराठी हिन्दी च भाष्यते अहं स्वयमेव भ्रमणमार्गदर्शकान् वा शां कूलं वा दातुं न शक्नोमि परन्तु रामटेक्नगरे यात्रासंस्था मार्ग्दर्शकः च अवश्यमेव लभ्यन्ते अत्र मराठी हिन्दी च मुख्यतया भाष्यन्ते रामटेकनगरे भ्रमण मार्गदर्शकः भ्रमणशाङ्क् कूला च स्थानीय यात्रा संस्थान माध्यमेन उपलभ्यन्ते अत्र मुख्यभाषा मराठी अस्ति परन्तु हिन्दीभाषा अपि बहुधा प्रचलति अहं स्वयमेव भ्रमणमार्गदर्शकान् वा शाङ्ककूलं वा दातुं न शक्नोमि परन्तु रामटेक् नगरे यात्रा संस्था मार्गदर्शका च अवश्यमेव उपलभ्यन्ते अत्र मराठी हिन्दी च मुख्यतया भाष्यन्ते रामटेक् इत्यत्र अनेकानि सुन्दराणि स्थालानि सन्ति यथा रामटेक् मन्दिरम् अयं हिन्दुतीर्थस्थलं प्रसिद्धः अस्ति हिन्दसी सरोवरः इदं चित्रमयं पिक्निक् स्थलम् अस्ति अम्बाला तडङ्गा अत्र प्रकृते आनन्दं प्राप्तुं शक्यते मङ्गलधाममन्दिरं शान्तिः प्रदातुं अन्यत् धार्मिकस्थानम् एतेषु स्थलेषु रामटेकस्य प्राकृतिकं धाार्मिकञ्च महत्त्वं प्रतिबिम्बितम् अस्ति